आम् अहम् अध्ययनावसरे कष्टसाध्यं कार्यं प्राप्तवती अहं यदा स्नातकोत्तरं समापितवती तदा मम बहुकष्टम् आसीत् कारणं मातुः स्वास्थ्यं सम्यक् नासीत् तदर्थं अहं मात्रा सह चिकित्सालयं चिकित्सार्थं गतवती एवञ्च गृहे पिता अपि अन्यस्मिन् प्रदेशे आसीत् तत् तस्मिन् समये गृहेपि कोपि नासीत् तस्मिन् समये अहम् एकाकी एव मातुः शि चिकित्सा एवं च गृहस्य कार्यमपि कृतवती तस् तस्मिन् समये मम जीवने बहुकष्टपूर्णम् आसीत् तस्मिन् समये बहु शान्ततया शान्तचित्तेन समापितवती